भारतीयतन्त्रज्ञेषु इदानीन्तनकाले प्रमुखः इति यः यत् अहं चिन्तयामि सः इ श्रीधरन् इति तेन कारण तेन कारणेन एव अस्माक वयं भारते यत् पश्यामः मेट्रो इति प्रमुखेषु नगरेषु सर्वत्र जनानां नगर अन्तः प्रवासं कर्तुं बहु उत्तम व्यवस्था कल्पिता अस्ति तस्य सः तु केरले सञ्जातः आसीत् अनन्तरं तेन तेनैव दिल्ली मेट्रो तथा कोल्कता सर्वत्र आरम्भं कृतम्